आम् अहं तु भवताम् एजेन्सि विषये कुत्रापि दृष्टवती अस्मि इदानीम् अहं तिरुपति अहं तमिळुनाडुतः भाषणं कुर्वती अस्मि अग्रिमसप्ताहे अहं मम कुटुम्बेन सह तिरुपतिं प्रति आगच्छामि आहत्य विंशतिजनाः स्मः अत्र काः व्यवस्थाः सन्ति तिरुपतिं परितः कानि कानि क्षेत्राणि द्रष्टव्यानि इति एकवारम् उच्यताम् एवम् आं विंशतिजनाः एव अस्तु तत्र कानि कानि क्षेत्राणि अस्ति इति दिनत्र दिनत्रयाभ्यन्तरे कानि कानि क्षेत्राणि द्रष्टुं शक्यते इति एकवारं सूच्यताम् कति रूप्यकाणि भवन्ति एवं वा तत्तु एकदिनस्य कृते वा नो चेत् दिनत्रयस्य कृ अस्तु उत्तमम् अहम् अधुनैव आरक्षणं करोमि धन्यवादः